नमस्कारः मम प्रदेशस्य कला तथा कला उद्यम क्षेत्रस्य विकासविषये पत्रिकाः दर्शयन्ति वा इति प्रश्नः आं दर्शयन्ति सर्वान् समाचारः सर्वान् समाचारपत्रान् पश्यामः चेत् सर्वत्र किञ्चित् किञ्चित् तु अस्ति एव अहं चिन्तयामि पुटं पुटद्वय द्वयस्य तु अस्ति तत्र पठितुं शक्नुमः किञ्चित् कला कला अहं तु चिन् अहं तु दुष्टवती नृत्यस्य विषये कला चित्रकारः चित्रकाराणां विषये चित्रकाराणां विषये अन्यथा किमपि सङ्गीतकारस्य विषये कान्सर्ट्स् सर्वं वदामः किल किल आङ्ग्लभाषायां सङ्गीतप्रदर्शनीम् इति वक्तुं शक्नुमः तदपि भवति प्रदेशस्य भवति चेत् आम् आं नगराणां भवति ग्रामे ग्रामस्यापि भवति प्रदर्शनं तत्र समाचारपत्रे समाचारपत्रे पत्रेषु अतः पत्रिकायाम् एतत् सर्वं तु अस्ति कति जनाः द पदं प्रदर्श दृष्टन् दृष्टवन्तः दृष्टवन्तः दृष्टवन्तः तत्तु वक्तुं न शक्नुमः किं कथम् इत्युक्ते किमर्थम् इत्युक्ते बहवः सर्वेषां सर्वेषां जनानां भिन्नभिन्नं भिन्न भिन्न अभिरुचिः भवन्ति किल काचित् केचन जनाः किल क्रीडा केलक्रीडां विषये एव पठन्ति कश्चन काश्चित् जनाः कश्चन जनाः च चित्रं किं वदामः मूवीस् चित्रस्य विषये एव चलनचित्रस्य विषये एव पठन्ति कश्चन जनाः सुन्दरताविषये पठन्ति कश्चन चित्रं चित्रकारी चित्रं चित्ररचना भवति किल तत् विषये एव पठन्ति कश्चन ब अधिकजनाः समाचारस्य विषये राजनीतिविषये एतत् सर्वं पठन्ति अतः कश् कति जनाः एतत् सर्वं पठन्ति इति वक्तुं तु न शक्नुमः किं तत् पर्याप्ततया वर्तते वा इति अन्यप्रश्नः अस्ति न किन् पर्याप्तता तु नास्ति इति मम चिन्तनं किञ्चित् अधिकं सम्पादनं कर्तुं शक्नुमः क्या प्रिण्टिङ्ग् कर्तुं शक्नुमः कला कला उद्यमक्षेत्रस्य विषये बह अधिकं स्थापयामः चेत् अधिकजनाः पठन्ति अतः किञ्चित् अधिकमेव करणीयम् इति मम चिन्तन पर्याप्तं तु नास्ति अन्य एका अस्ति किं पर्याप्ततायाः विषये एतत् एतस्मिन् दिने एतत् कुर्मः चेत् टेन् पर्सेण्ट् कुर्मः फ़िफ़्टि पर्सेण्ट् कुर्मः चेत् पर्याप्तं भवति एतादृशं वक्तुं वक्तुं न शक्नुमः किल कश्चन जनाः किञ्चित् न्यूनमेव इच्छन्ति कश्चित् जनाः बहु अधिकम् इच्छन्ति अतः तत्र मापनं कर्तुं तु वयं न शक्नुमः मम चिन्तनं पृच्छति चेत् किञ्चित् अधिकमेव क करणीयं सम्यक् भवति बहु जनाः पठन्ति अन्य का एतस्मिन् वार्तापत्रिकायाम् एव लेखनीयम् एतादृशमपि नास्ति किल बहु अधिकपत्रिकाः भिन्न भिन्न पत्रिकाः अपि प्रचारणं कर्तुं शक्नुमः संस्कृत वाण्या वाण्या प्रान्तीयभाषायाम् अपि एतस्मिन् विषये प्रचारप्रसारणं कर्तुं प्रचारप्रसारं कर्तुं शक्नुमः एतादृशं कुर्मः चेत् सम्यक् भवति इति मम चिन्तनम्